अधिकं लिखितुम् इच्छामि अहं संस्कृतं लिखितुम् इच्छामि यत् कविः कुलपतिः कालिदाससंस्कृतविश्वविद्यालयः संस्कृतविश्वविद्यालयः अस्ति यत्र विभिन्नजातीयानां बालकाः विभिन्नाः भाषाः अस्मिन् विश्वविद्यालये आनयति तथा च अस्मिन् विश्वविद्यालये संस्कृतलेखकाः संस्कृतम् अस्माकं संस्कृतिः इति उक्तवन्तः तत् लिखितुम् इच्छामि संस्कृतम् अतीवमहत्त्वपूर्णा भाषा अस्ति नागपूर् ग्रामे जनपदे रामटेकग्रामे अस्य कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः अस्ति अस्माकं कृते संस्कृतं पाठ्यते तथा च एषां संस्कृतिः भिन्ना भिन्ना संस्कृतिः भाषा च सर्वेषां बालकानां मध्ये भवितव्यम् अतः सर्वकारणेन एतद् संस्कृतविश्वविद्यालयः प्रारब्धः अस्मिन् संस्कृतविश्वविद्यालये शास्त्रं साहित्यं साहित्यशास्त्रं दर्शनशास्त्रं ज्योतिषशास्त्रं योगादिकशास्त्रम् विभिन्नप्रकाराः विज्ञानं पठ्यते अस्मिन् विश्वविद्यालये वयं लेखनं कर्तुम् इच्छामः एतत् नष्टम् भवेदतः सर्वेभ्यः वक्तुम् इच्छामि यत् अस्माभिः सर्वे जनाः शिक्षितव्याः संस्कृतं च एषा संस्कृतिः इति